महाभारतं नाट्यशास्त्रम् इत्यादि ग्रन्थविषये पञ्चमवेदः इत्यभिप्रायः सर्वदा समीचीनः इति वक्तुं न शक्यते अथवा सर्वथा वेदतुल्यः इति अभिप्रेतुं न शक्यते यतोहि वेदस्य लक्षणमेव भिन्नं अपौरुषेयम् इत्यादि महाभारतं नाट्यशास्त्रम् इत्यादि अपौरुषेयन्न पुरुषनिर्मितम् एव अतः वेदतुल्यम् इति वक्तुं तेषां विषये न शक्यते तथापि पूर्वजैः तथा किमर्थं कथितम् इति प्रश्ने

नाट्यशास्त्रादिविषये वेदैः एकैकः अंशः स्वीकृतः अभिनयं यजुर्वेदात् गीतं सामवेदात् रसादिकं अथर्वण अथर्ववेदात् इत्यादि एवं तेषां व्यवस्था वर्तते इत्यतः पूर्वजैः पञ्चमवेदः इति कथितं स्यात् किन्तु सर्वथा नाट्यशास्त्र नाट्यशास्त्रादिकं सर्वं वेदतुल्यम् इति अङ्गीकर्तुं न शक्यते इति मम अभिप्रायः